जङ्गमवाणी स्मार्ट् फ़ोन् इत्युच्यते ईदृश उपकरणेन अस्माकं कृते बहु बहु उपयोगाः लाभाश्च अभूवन् एका उक्तिरासीत् आङ्ग्लभाषायां का उक्तिः सा इत्युक्ते इफ़् यु आर् ह्याविन्ग् ए स्मार्ट् फ़ोन् आन् युवर् पाम् द होल् ग्लोब् विल् बि वित् यु इति इत्युक्ते यदि तव वशे एका जङ्गमवाणी अस्ति स्मार्ट् फ़ोन् तर्हि समग्रस्य विश्वस्य सर्वान् विचारान् ज्ञातुं ज्ञापयितुं च शक्नोति इदानीम् लोकयानस्य रैलयानस्य विमानस्य समयावकाशः आगमनं विलम्बः तथा च आरक्षणे कुत्रापि समस्या अस्ति वा किमपि समस्या अस्ति चेत् अस्माभिः एकं पत्रं प्रेषणीयम् अस्ति इत एव पत्रं प्रेषयितुं शक्नुयाम वेब्सैट् यस्य कस्यापि सङ्गस्य स्वीकृत्य वयं कुत्र कुत्र किं किं अस्तीति ज्ञातुं शक्नुयाम एवं सर्वविधानि कार्याणि बड्जेट् विषये मोबैल् बेङ्किङ्ग् इति वदामः गृहे एव उपविश्य सर्वाणि बेङ्क् कार्याणि कर्तुं शक्नुयाम धनस्य आनयनं विहाय अन्यत् सर्वमपि कर्तुं शक्यते अतः स्मार्ट् फ़ोन् जीवनपद्धतिः स्मार्ट् फ़ोन् यदस्ति तद्वारा अस्माकं जीवनपद्धतिः अत्यन्तं सरला जाता एवं च कालावकाशः अपि अस्माकं कृते शिष्टः अस्ति इदानीम्